अस्माकं प्रदेशे बस् यानं सार्वकारीय बस् यानं वर्तते यानसमस्या तथा नास्ति अधिकमौल्यं भवति इति इत्यपि न अल्पेन धनेन अपि यानं कर्तुं प्रयाणं कर्तुं जनाः शक्नुवन्ति यदि सार्वकारीय बस् यानव्यवस्था न भवति तर्हि अत्र प्रैवेट् बस् यानं यानव्यवस्था अपि अस्ति यथा गौर्मेण्ट् यानमध्ये सार्वकारीययानमध्ये यथा धनं यच्छन्ति न तादृशम् एव धनम् अत्रापि यच्छन्ति अधिकं न वर्तते एतद्द्वयमपि न भवति चेत् शिव्मोग्गा सीटी तः दूरप्रयाणं कुर्मः चेत् बेङ्गलोर्नगरं गन्तुम् अथवा हासनप्रदेशं गन्तुम् अत्र मैसूर् गन्तुं अत्र रेय्ल् यानव्यवस्था अपि वर्तते अहं भावयामि या प्रयाणसौकर्यम् अस्ति तत्र कापि समस्या न वर्तते इदं प्राथम्येन सद्यः एव शिवमोग्गानगरतः अन्यान्यप्रदेशं प्रदेशेषु गन्तुं वायुयानव्यवस्था विमानव्यवस्था अपि कृता अस्ति विमान स्थानकम् अत्र स्थापितम् अस्ति अतः याने कापि समस्या अत्र न श्रूयते न विद्यते न दृश्यते